पर्यावरणस्य संरक्षणार्थं वयं बहु किमपि सम्यक् कर्तुं शक्यते तेन प प्रकृतेः हानिः अपि न भवति तथा च संवर्धनमेव भवति प्रकृतेः यथा अस्माकं प्रदेशे गणपतिः उत्सवः इति महोत्सवः अस्ति दशदिनानां तत्र गणेशमूर्तिः स्थापनीयमस्ति अतः बहु जनाः प्लास्टर् आफ् पा प्यारिस् इत्यस्य गणेशमूर्तिः निर्माति परन्तु वयं यदि मृत्तिकायाः अथवा मृत्तिका अस्ति तस्याः यदि गणेशः गणेशमूर्तिः निर्मााति निर्मातुं शक्नुमः तर्हि पर्यावरणस्य रक्षणमेव भवेत् यथा वयं डेकोरेशन् कुर्मः वयं प्लास्टिक् पुष्पाणि तथा च थर्माकोल् इत्यादीनि वस्तूनि आनयन्ति बहु बहु जनाः बहु जनाः तर्हि वयं तत्र प्रकृतिषु यद् उपलब्धमस्ति नाम पुष्पाणि पर्णानि पर्णानि पर्णानि पत्रं यत्किमपि अस्ति तस्य उपयोगं कृत्वा वयं डेकोरेशन् कर्तुं शक्नुमः इतोऽपि यत् प्लास्टिक् ब्याग्स् स्यूतः यत् प्लास्टिक् स्यूतः अस्ति तदपि त्यक्त्वा वयं काप्डी स्यूतः नाम वस्त्राणां यः स्यूतः निर्माति तस्य उपयोगं कृत्वा प्लास्टिक् स्यूतस्य उपयोगः न्यूनः क्रियते चेत् पर्यावरणस्य हानिः न भवति प्रकृतेः संवर्धनम् एव भवति